हरिः ओम् मम बाल्यकाले अहं बहु दूरात् कूपतः जलम् आनयामि स्म मम गृहजनाः सर्वे अपि मिलित्वा जलोद्धरणं कृत्वा कूपतः द्रोण्यां वा घटे वा बहु दूरात् जलम् आनीय गृह विनियोगार्थं वयं जलम् उपयोगं कुर्वन्तः आस्म तादृशी स्थितिः तु इदानीन्तनकाले नास्ति इदानीन्तनकाले सर्वेषु गृहेषु नलिकाः सन्ति मम गृहे अपि इदानीं नलिकाः आगच्छन्ति किन्तु नियत समयेषु एव नियत प्रमाणेन एव वयं जलं प्राप्तुं शक्नुमः तज्जलं स्वच्छं भवति वा न वा इत्युक्ते भवतीति मत्वा एव वयम् तस्य जलस्य उपयोगम् अस्माकं जीवने प्रतिदिनं कुर्वन्तः स्मः किन्तु तस्य स्वच्छता विषये ये निर्वाहकाः भवन्ति जलं जलवितरकाः सर्वकारपक्षतः ये निर्वहणं निर्वहणं कुर्वन्ति तडागतः स्वच्छीकृत्य सर्वेषां कृते जलं प्रसारयितुं ये निर्वाहकाः प्रबन्धकाः भवन्ति ते एव जानन्ति तज्जलं स्वच्छं वा न वा इति अहं कदापि तस्य जलस्य स्वच्छता विषये कुत्रापि परिशोधना ल्याब्मध्ये शा परिशोधनाशालायां अहं तु जलस्य स्वच्छता विषये अहं परीक्षां न कृतवान् किन्तु स्वच्छमेव भवतीति मत्वा अहं तस्य जलस्य उपयोगं प्रतिदिनं कुर्वन् अस्मि अहम् जलं पेयजलं पृथक् आगच्छति मम गृहे उपयोगाय दैनन्दिनं भिन्नभिन्नम् प्रक्षालनाय क्म् प् पृथक् जलम् आगच्छ जलम् आगच्छति एवं जलद्वयं रूपेण भवति